अद्य अवधि तावत् बृहत् किमपि सादनं न कृतम् मया परन्तु लघु लघु लघु लघु कार्ये अपि अहं धन्यताभावं अनुभवामि यदि कोपि छात्रः आगत्य निर्धनः छात्रः आगत्य शिक्षणस्य कृते धनं याचते चेत् अहं यथा मया शक्यते तावत् धनं ददामि रोगिणः आगत्य आरोग्यरक्षणाय किमपि धनस्य आवश्यकम् आवश्यकता अस्ति चेत् अस्ति इति वदति चेत् तदापि यावत् शक्यते तावत् दनं ददामि अग्रे ते शिक्षणं समाप्य यदा वदन्ति खिल मया शिक्षणम् पूर्ण्ं अभवत् सम्यक् उद्योगं प्राप्तवानहम् इति वदामि वदति खिल तदा बहु धन्यताभावम् आगच्छति रोगिणः अपि इदानीं अह मम आरोग्यं सम्यक् अस्ति इति वदति चेत् तदापि मम धनस्य किमपि उत्तमकार्याय व्यतीतम् इति मम धन्यताभावं भवति यदा पश्यतु कोरोना समये अव अपि बहवः जनाः बुभुक्षिताः आसन् मम प्रदेशे ये जनाः बुभुक्षिता आसन् ततेषां कृते यथा साद्यं तथा सहाय्यं कृतवन्तः वयं वयं नाम मम पत्युः साकं अतः किमपि किमपि मम धनस्य किमपि उप उत्तम उपयोगाय व्यतीतम् इति धन्यताभावम् अनुभवामि